अन्तर्जालस्य प्रौद्योगिख्याः च आविष्कारात् आरभ्य संस्कृतस्य उपयोगस्य सुलभतया च दृष्ट्या किञ्चित् परिय परिवर्तनं द्रुष्टं दृष्टम् अस्ति प्रौद्योगिख्याः आगमनेन संस्कृतग्रन्थाः साधनानि च आद् अधिकतया अन्तर्जालद्वारा उपलभ्यन्ते इदानीं जनाः भाषां शिक्षितुं संस्कृतं संस्कृत कोषान् व्याकरणं व्याकरणमार्गदर्शकान् आन्लैन् वर्गान् अपि प्राप्तुं शक्नुवन्ति